सप्टम्बर् षष्ठः दिनाङ्कः चतुष्षष्टुत्तर नवशताधिक एकसहस्रतमं वर्षम् नवम्बर् त्रयोविंशतिः दिनाङ्कः षष्ट् षड्त्रिशदुत्तर अष्टशताधिक एकसहस्रतमं वर्षम् एप्रिल् चतुर्दशः दिनाङ्कः अष्ट अष्टपञ्चाशदुत्तर सप्तशताधिक एकसहस्रतमं वर्षम् जुलै सप्तविंशतिः दिनाङ्कः चतुरधिकद्विसहस्रम् अगस्ट् सप्तमः दिनाङ्कः एकविंशत्युत्तर द्विसहस्रम्